मया एकं अङ्गुलीयकम् आनायितम् अस्ति द्रष्टुं बहु सुन्दरं वर्तते केवलं द्रष्टुं न तद्बहु प्रयोजनकरमपि वर्तते पूर्वं या अङ्गुलीय यद् अंगुलीयकम् असीत् तत् नष्टं जातम् आसीत् वर्णः अपि गतः आसीत् अतः नूतनमेकम् आनायितम् अस्य धरणेन मम देहस्य यः तापः वर्तते सः न्यूनताम् गच्छत् अस्ति पुनश्च दर्शने अपि द्रष्टुमपि सुन्दरं वर्तते पीतवर्णे वर्तते